मम आध्यात्मगुरुः काञ्चीमठस्य श्री पूज्यः श्री चन्द्रशेखरस्वामी परमाचार्यः वयं चेन्नै न नगरतः प्रतिमासे अत्र गच्छामि काञ्चीपुरं मठम् प्रति गच्छामः गच्छामः तत्र अन्ते गत्वा वयं ज्ञातुं शक्यते कथम् तस्य परिपूर्णम् आशीर्वादं मम प्राप्नोति मम प्राप्नुमः इति अतः सर्वे कु गच्छन्ति मम मनसि स्थापयित्वा एकनिमिषमपि ज्ञात्वा गुरुं नमस्क्रं नमस्कारं कृत्वा भविष्यति चेत्

सर्वं भवति अस्माकं जीवने सम्यक् भवति धन्यवादः